अहं पञ्चमकक्षायाः शालापुस्तकं पञ्चदिनपूर्वम् एव पठितवान् तत्पुस्तकं पठित्वा मम मनसि बहु आनन्दः जातः तत्र पुस्तके विद्यालयः इति एकः पाठः अस्ति यत् बहुसम्यक् अस्ति तत्र पुस्तकस्य पाठः अनुगुणं चित्राणि अपि सम्यक् रूपेण भवति पाठस्य अन्ते ये प्रश्नाः सन्ति ते अपि सरलाः भवन्ति पुस्तकस्य पत्राणि अपि सम्यक् अस्ति पुस्तकस्य मूल्यमपि सामान्यम् अस्ति